हा नमस्ते भवान् कुत्र अस्ति अस्तु एकं कम्प्लेण्ट् मम कृते अस्ति भवान् सम्यक्रीत्या न सर् भवान् सम्यक्रीत्या न सर्विस् करोति इति भवान् किम् अद्य मार्निङ्ग् भवान् किं करोति एकं विसिटर् मम कृते किञ्चित् कम्प्लैन्ड् ददाति यद् कारणात् अहं काल् करोमि हा भवान् हा तस्य प्लैट् मध्ये एकं हेर् अस्ति अत्र क्लीन् नास्ति इति मम कृते उक्तं हा भवान् आर्ग्यु न करोति सम्यग्रीत्या श्रद्धया भवन्तः भवतः कार्यं करोतु नास्ति चेद् अहं डिस्मिस् करोमि हा हा किं हा किमपि कार्यमस्ति चेद् मम कृते पृच्छतु कस्टमर् कृते शौट् न करोति तद् अस्माकं हा मम कृते उक्तं कस्टमर् सर्विस् वेरी वेरी ब्याड् इति मम कृते उक्तं तद् श्रुत्वा अहं नर्वस् मम वर्किङ्ग् एक्स्पीरियन्स् मध्ये एतद् कम्प्लैण्ट् प्रथमतया एतत् कारणात् अहं भवन्तः कृते उक्तं सम्यक्रीत्या श्रद्धया भवन्तः कार्यं करोतु नास्ति चेद् अहं भवन्तः सर्वीस् नावश्यकम् इति उक्तं

हा हा अशोकः शृणोतु हा अस्तु अशोकः शृणोतु अस्माकं रेस्टोरेण्ट् एकं प्रसिद्धं भवति रेस्टोरेण्ट् मध्ये किमपि प्रश्नमस्ति चेत् तद् अस्माकं फ़्यूचर् फ़्यूचर् मध्ये अनेकं प्राब्लं प्राब्ल प्राब्लं भवति एतत् कारणात् सर्वं सम्यक्रीत्या श्रद्धया करोतु

हा अस्तु अस्तु भन्यवादः